संस्कृतसाहित्यं महत् विस्तृतं वर्तते तत्र काव्यम् द्विविधम् इति प्रसिद्धं दृश्यं श्रव्यम् इति तत्र श्रव्यकाव्ये त्रिविधं वर्तते गद्यं पद्यं चम्पू इति यत्र सामान्यतया गद्यभागः एव वर्तते तत् ग गद्यकाव्यम् इति प्रसिद्धं यत्र स सम्पूर्णतया पद्यम् एव वर्तते तत् पद्यकाव्यम् इति प्रसिद्धं गद्यपद्यमिश्रितं च चम्पूकाव्यम् इत्यनेन कथ्यते तत्र काव् काव्यरचनासु कालिदासः प्रसिद्धः वर्तते तस्य पञ्चकाव्यानि प्रसिद्धानि सन्ति तत्र अभिज्ञानशाकुन्तलामपि एकम् अभिज्ञानशाकुन्तलस्य रचयित कालिदासः सः बहु सम्यक् रचितवान् तत्र सम्पूर्णतया श शा शकुन्तलायाः कथा वर्तते